हरिः ओम् सत्यङ्खलु वदन्तु भवन्तः के एवं वा तर्हि गृहमेव आगन्तव्यमासीत् किमर्थं फ़ोन्मध्ये वार्तालापः एवं वा मया तु इदानीं गृहे एव कार्यालय तथा वा ह ह ह भवद्भिः सप्तात्मकं वा

तत्र कश्चन स्थानम् विद्यते वा भवतां विशेषेण गन्तुम् इच्छुकाः इति हा हा हा एवम् अस्तु अस्तु तत्र भवन्तः फ़ैव् स्टार् होटेल् मध्ये वसन्ति वा कुत्र अन्यथा गवर्मेण्ट् बङ्गलोज़् सन्ति तत्र अहं तत्र व्यवस्थां कारयामि वा स्वयं पाकः कर्तव्यः भवद्भिः

वैश्वदेवस्य व्यवस्थां भवन्तः कुर् कुर्वन्तु इतः एव नेयं सर्वं तत्र समिधादयः भविष्यन्ति वा इति कश्चन संशयः कुतः इत्युक्ते भारते अश्वत्थवृक्षाः सन्ति तत्र सन्ति वा न वा इति कश्चन संशयः विद्यते सम्यक् तर्हि व्यवस्था कर्तुं शक्यते अहन्तु वदामि भवन्तः किं जलयानेन गच्छन्तु शिप् इति यत् वदन्ति क्रूज़् शिप् तेन द्वारा गच्छन्तु सम्यक् सप्तदिनानि गमनाय सप्तदिनानि प्रत्यागमनाय द्वीपानां दर्शनं दूरात् वरमेव इति भाति एवं वा तर्हि बज्जेट् अधिकं भविष्यति एवम् अस्तु तर्हि योजयितुं शक्यं तत्र वीरसावर्कर् एर्पोर्ट् इति विद्यते तत्र अवतरणं भविष्यति भवतां चेन्नैतः गन्तुकामाः वा अस्तु तर्हि मत्तूर्तः शिमोगा एर्पोर्ट् विद्यते खलु ततः अहं चेन् बेङ्गलुरुनगरस्य विमानस्य टिकेट् बुक् करोमि ततः पुनः चेन्नैगमनाय टिकेट् करोमि आरक्षणं कारयामि ततः आण्डमान निकोबार् गमनाय पोर्टब्लेयर् गन्तुं व्यवस्थाङ्कारयामि कति जनाः गच्छन्ति भवन्तः चत्वारः वा एवम्

सम्यक् मम कश्चन गणः विद्यते तैस्सह अहं सम्भाष्य व्यवस्थादिकं सर्वं दृष्ट्वा अहं पु पुनः दूरवाणीं करोमि अस्तु अस्तु रां राम्